आम् आम् उच्यताम् ओक् अस्तु ह्म् ओ एवं जातं वा भवतः ओ यतो हि मन्ये एवं जातम् अस्ति यतो हि अहं तु बहु व्यस्तः इति कृत्वा तत्र अधुना एकः एकः नाम किं मम दिने एकः जनः स्वीकृतः अस्ति नूतनरूपेण मन्ये सः एवं किमपि कृतवान् तर्हि एवं क्रियतां यतो हि मम तु आपणं बहु सम्यगेव अस्ति सर्वैः रेटिङ्ग् अपि सम्यगस्ति अधुना भवतः किमपि एवं बैचान्स् जातमस्ति अतः चिन्ता मास्तु तर्हि तत् पुस्तकं समर्पयतु अनन्तरम् अहमपि पश्यामि सः जनः किं कृतवान् पुनः किं कर्तव्यमस्ति अतः चिन्ता मास्तु तत् जातं चेत् एकवारमानयतु अहं तत् पुनः तस्य दर्शनं करोमि कृत्वा वदामि किं जातं किं न जातं कियद्धनं स्वीकृतं एतत् सर्वम् एकवारं तदा परिशीलयामि

न न न न अधुना चिन्ता मास्तु दश दिनानि न अहं भवतः आदौ तत् कार्यं समापयामि अहं साक्षात् करोमि यतो हि यतो हि आपणे तु अहं तु एकः न खलु यतो हि बहव जनाः अपि भवन्ति कार्याणि अपि बहूनि भवन्ति अतः चिन्ता न कर्तव्या धनमपि न स्वीकरिष्यामि यत् यदि एवम् अस्ति स्थितिः तर्हि तत् पुस्तकं समार्पयतु दिवसत्रयाभ्यन्तरे कृत्वा सर्वं सम्यक् ओ ओ मन्ये मन्ये अस्माकं तथा मेसिन् इत्यादिकं सर्वं सम्यगेव अस्ति अधुनापि आगत्य भवान् पश्यतु परन्तु मन्ये यः नूतनः जनः आगतः सः एव एवं कृतवान् क्षम्यतां तत्र किमपि तु अधुना यदि भवान् वाञ्छति तर्हि श्वः अपि दातुं शक्यते रात्रौ कृत्वा एकवारं पश्यतु यदि भवति यतो हि एवं जनानां तु दोषः भवत्येव पुनः नूतनः जनः आगतः अस्ति इति कारणात् किमपि वक्तुमपि न शक्यते ह्म् आमाम् अतः चिन्ता नास्ति आमां सत्यं सत्यम् आमाम् न न न न तथा न अहं तस्मादेव उक्तं खलु मम आपणे रेटिङ्ग् सम्यगस्ति भवता एवं जातमस्ति बैचान्स् एकं द्वयं सर्वेषां भवति तथा यत्र कुत्रापि बा परन्तु तदपि मया उच्यते फ़्री एव कार्यते चिन्ता मास्तु तत्र यदि किञ्चित् समयः दीयते पश्यतु एकवारं विश्वविद्यालयं गत्वा यदि समयः एकदिनं भवति तर्हि फ़्री अपि दातुं शक्यते अतः चिन्ता मास्तु यदि मम रेटिङ्ग् सम्यक् भवेत् तावत्र तावत् प्रयासः मया क्रियते

आम् आं सः मन्ये प्रमादं कृतम् आम् आम् सत्यं सत्यं अवगतम् अवगतमस्ति सत्यं सत्यं मया सर्वम् अवगतमस्ति उच्यते चेत् रात्रौ सर्वम् अहं जनान् सर्वं नियोजयामि तेन भविष्यति अधुना एकदिनं भवतः समयः अस्ति चेत् बहु सम्यक् भवति एकवारं पृच्छतु विश्वविद्यालयं प्रति ओके ह्म् आम् आम् चिन्ता मास्तु सर्वं भविष्यति आम् आम् ओके अस्तु आम् ह्म् ह्म्